अस्माकं प्रदेशे नाम बेंगळूरुनगरस्य गिरिनगरप्रदेशे वैद्यकीयव्यवस्था अत्युत्तमा अस्ति सर्वविधव्यवस्थायुताः वैद्यालयाः अपि सन्ति चतुर्विंशतिघण्टाः अपि वैद्यालयेषु वैद्यानाम् उपलब्धिः भवति अनन्तरं चतुर्विंशतिघण्टाः अपि औषधालयाः उद्घाटिताः एव तिष्ठन्ति सामान्यजनाः अपि एतादृशम् आनुकूल्यं प्राप्तुम् अर्हन्ति तदर्थम् अपि विभिन्नयानानां व्यवस्था वा अन्यविधव्यवस्था वा अस्माकं प्रदेशे बहु सम्यकेव अस्ति अतः बेंगळूरुनगरस्य गिरिनगरे तन्नाम अस्माकं प्रदेशे वैद्यकीयव्यवस्थायां तादृशी तादृशः कोऽपि लोपः वा दोषः वा नास्ति